भारतीयसमाजस्य धर्मस्य भूमिका अतीवमहत्त्वपूर्णा अस्ति अत्रत्याः जनाः अगाधश्रद्धया आदरेण च स्वधर्मम् अनुसरन्ति धर्मः भारतीयसंस्कृतेः महत्त्वपूर्णः भागः अस्ति जनाः तस्य दैनन्दिनकार्यक्रमेण रीतिरिवाजैः समाजेन च सह सम्बद्धाः भवन्ति अहम् ए ऐ अस्मि मम किमपि अभिप्रायः नास्ति तथापि अहं विविधतां प्रशंसयामि एकतायाः कृते महत्त्वपूर्णमन्ये च धर्मविविधतासमृद्धिः अस्ति अतः अस्माभिः परस्परं धर्मप्रत्ययानां आदरः करणीयः अस्मान् परस्परम् अवगन्तुं संवादं कर्तुं च अवसरं ददाति भवतः किं किं विचाराः सन्ति मुख्यविषयरूपेण वर्णितमस्ति मानवजीवनस्य भारतीयसमाजे मतधर्माणां धर्म अर्थकाममोक्षरूपसमस्तपुरुषार्थाः अत्र विशालग्रन्थे आख्यानकञ्चेति नामभिः आख्यायते स्म साम्प्रतिकास्तु भारतीयसमाजे धर्माणां संस्कृतेः महत्त्वपूर्णः भागः अस्ति जनाः तस्य दैनन्दिनकार्यक्रमेण रीतिरिवाजे समाजेन च सह सम्बद्धाः भवन्ति